भगवता व्यासेन वेदाः चतुर्धाः विभक्ताः वर्तन्ते ते च ऋग्यचुसामाथर्वात्मकाः वर्तन्ते तेषाम् अध्ययनं कठिनं वर्तते इत्यतः तेषां सहायं कर्तुं षडङ्गानि च उल्लिखितानि वर्तन्ते ते च अङ्गानि वर्तन्ते तानि च अङ्गानि वर्तन्ते शिक्षा व्याकरणं छन्दः निरुक्तं ज्योतिषं कल्पः इति अत्र तृतीयं वर्तते छन्दः इति छन्दसः वेदे कथम् उपयोगः इति चेत् गायत्री तृष्टुप् इत्यादिषु छन्दस्सु छन्दस्सु मात्राद्वारेण एवं च पदद्वारेण व्यवस्थितया योजनं क्रियते एवं च लोके अपि श्लोकानां योजनार्थं छन्दः उपयुज्यते तयोश्च भेदः वर्तते यतः वेदेषु पदानां स्वरादिकं भवति परन्तु लोके ये ये च श्लोकाः रचयन्ते तेषां स्वरादिकं न भवन्ति एवं च यमाताराजभानसलगम् इत्यादीनि वाक्यानि उद्धृत्य छन्दसां योजनं कर्तव्यं भवति लौकिके लौकिके तु छन्दांसि बहु वर्तन्ते अनुष्टुप् इत्यादिकं तत्र तु एतयोः भेदः वर्तते एवञ्च आदिमध्यावसानेषु यरतायान्तिलाघवं भजसा गौरवं यान्ति मनो तु गुरुलाघवम् इत्यादिभिः श्लोकैः च एतेषां ज्ञानं प्राप्तुं शक्यते